तरणं ग्रामे एव तत्र अस्माकं ग्रामे नदी आसीत् एका एका नदी आसीत् तत्र सर्वे अपि तत्रैव स्नानार्थं गतवन्तः गच्छन्ति स्म अतः तत्रैव वयं शिक्षणं प्राप्तवन्तः तत्र कः शिक्षणं दत्तवान् इति न भवति प्रकृतिः एव अतः प्रकृतिः एव मम शिक्षिका इति वक्तुं शक्यते